यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् इति महाभारते उच्यत् महाभारतस्य विषये उच्यते कुतः इत्युक्ते यत् महाभारते वर्तते तत् सर्वत्रापि विद्यते यत् महाभारते नास्ति तत् कुत्रापि नास्ति अतः महाभारतम् एकं विशिष्ठं पुस्तकं वर्तते तत्र महाभारते मम इष्टतमं पात्रं वर्तते श्रीकृष्णः कुतः इत्युक्ते यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्यु त्थानमधर्मस्य तदात्मानं सृजाम्यहम् इति श्रीकृष्णः भगवद्गीतायाम् उवाच यदा धर्मस्य हानिः भवति ग्लानिः भवति ह्रासः भवति तदा अहं साधूनां परित्राणार्थं अवतारं स्वीकरोमि इति तद्वदेव श्रीकृष्णः महाभारते स्वीयपात्रं सः निरूढवान् तत्र आदौ द्रौपद्याः वस्त्रापहरणसमये तस्याः द्रौपद्याः सशक्ताः पञ्च भर्तारः पुरुषत्वहीनाः उपविष्टाः आसन् तदा श्रीकृष्णः एव द्रौपद्याः मानरक्षणं कृतवान् एवं च युद्धे यदा अर्जुनः नाहं युद्धं करोमि इति युद्धात् पलायितुम् उद्युक्तः तदा क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते इति आदि उपदेशं दत्वा किमर्थं युद्धं करणीयं केन प्रकारेण युद्धः कर्तव्यः इति उपदिश्य धर्मस्य पुनः स्थापनार्थं कृष्णः प्रयत्नं कृत्वा धर्मस्थापनञ्च कृतवान् अतः श्रीकृष्णः एव मम इष्टतमं पात्रं वर्तते